अहं रेल्यानेन बहुधा प्रवासं कृतवान् भारतस्य विभिन्नेषु राज्येषु रेल्यानद्वारा अहं यात्रां कृतवान् संस्कृतविषयम् अवलम्ब्य मम प्रवासः अभवत् रेल्याने यदा अहं यात्रां कृतवान् तदा यानमध्ये ये जनाः भवन्ति तैस्सह सम्पर्कं कृत्वा वार्तालापं यदा कृतवान् तदा तेषां मस्तिष्के तेषां हृदये संस्कृतं प्रति बहवः भावाः विद्यन्ते तद् ज्ञात्वा मनसि आनन्दः अभवत् कदाचित् तु जनाः यदा वयं रेल्याने संस्कृतेन सम्भाषणं कृतवन्तः तदा अस्मान् दृष्ट्वा अतीव प्रेरिताः अभवन् रेल्यानस्य या व्यवस्था वर्तते भारतीयरेल्यात्रायां यद् अनुभवामः इदानीं तद् बहु भिन्नं वर्तते प्राक्तनी व्यवस्था भिन्ना आसीत् तद् किञ्चित् कष्टम् आसीत् इदानीं सौविध्यं वर्तते पुनः एतद् रेल्मध्ये आरक्षणम् इत्यादि सर्वं कारणीयं भवति तदपि सहजतया वयं कर्तुं शक्नुमः इदानीं आन्लैन् माध्यमेन यद् रेल्यानमध्ये आरक्षणम् इत्यादि भवति तद् अस्मान् बहु सौविध्यं जनयति तत्क्षणम् अपि वयम् आरक्षणं कृत्वा यात्रां कुर्मः भिन्नभिन्नराज्येषु रेल रेलस्य सम्बन्धः यः जातः तेन अस्माकं यात्रा सुविधापूर्णा सञ्जाता